आततिविना गन्तव्यं चेत् गूगुल् म्याप् निश्चयेन सहायं करोति परन्तु अस्माभिः गूगुल् म्याप् एव सदा प्रयोगं भवति चेत् अस्माभिः अस्माकं स्वयं स्मारणमेव गच्छति अतः यावद् शक्यते मार्गं दृढीकृत्वा एव गन्तव्यम्